पारम्परिकशिक्षणे तु वेदानां कण्ठस्थीकरणं क्रीयते प्रथमम् आचार्यः वेदमन्त्रान् निगदति अर्थमपि विवृणोति उच्चारणं करोति शिष्याः अनुवर्तयन्ति तत्र अर्थं अर्थकरणे उदाहरणानि कथाः दृष्टान्ताः न्यायाः म्याक्जिम्स् इति वदामः किल तत् तान् सर्वान् उपयोगं कुर्वन्ति शिश्याः पाठितान् विषयान् परस्परं चर्चां कुर्वन्ति अभ्यासं कुर्वन्ति छात्राः समीक्षात्मकचिन्तनं कर्तुं प्रेरयन्ति शिक्षकाः चर्चाः परिचर्चाः भवन्ति छात्राः चर्चासु भागं गृहीत्वा स्वमतानि स्थापयितुम् अवकाशः भवति चत्वारः वेदाः सन्ति ऋग्वेदः यजुर्वेदः सामवेदः अथर्वणः इति पुनः एकस्मिन् वेदे सम्हिता ब्राह्मणः आरण्यक उपनिषद् इति वर्गीकरणम् अस्ति वेदेषु द्वौ विभागो स्तः कर्मकाण्डः ज्ञानकाण्डः इति संहिताब्राहमणभागः कर्मकाण्डं बोधयति उपनिषद् भागः ज्ञानकाण्डं बोधयति